हरिः ओम् हरिद टीचर् वदतु हा कलकी

श्रुतवती अहं श्रुतवती हेड्मास्टर् मम कृते सूचना दत्तवन्तः अस्मिन् वर्षे अस्माकं आन्वल् प्रोग्राम् सम्यक् कर्तुम् इति सा हा

हा आ सम्यक् सम्यक् मम कक्षायाम् अष्टादश छात्राः सन्ति अहम् एकं स्क्रिप्ट् दत्वा कर्तुं आ नाटकं कर्तुम् इच्छामि

एज् अलङ्करणं किमिति किमिति चिन्तयति भवती आ आ

संस्कृतम् गा आ गानालापनमपि आड् कर्तव्यम्

अस्माकम् अस्माकं फ़ण्ड् बहु सम्यक् नास्ति इति चेद् किञ्चिद् किञ्चिद् कष्टम् इति अहं मन्ये तत् तत् अन्तं कृत्वा वयम् अस्माकम् आन्वल् डे सम्यक् प्रक्षालनं करोति

हा दन्य पुनर्मिलामः धन्यवादः धन्यवादः